हरि ओम् नमस्ते कृषकमहोदय बहु दिनानि अभवन् खलु

बहु दिनानि अभवत् मम क् आपणं प्रति शाकानि एव न दत्तवान्

श्वः प्रातः आगच्छति वा श्वः प्रातः आगच्छति वा आगच्छतु सत्यं सत्यं भवान् वदतु इदानीं भवतः समीपे ये शाकाः सन्ति इति वदतु अहं दृष्ट्वा सूचयामि एदानीमेव सूचयामि अहं

अस्तु अस्तु अस्तु श्वः प्रातः तर्हि भवान् विंशति किलो मितं वृन्ताकम् आनयतु विंशति किलो मितं वार्तकिम् आनयतु अनन्रं पञ्चाशत् किलो मितं पलाण्डुं च आनयतु अनन्तरं भवान् भवतः कृते तदा एव अहं मूल्यं मूल्यम् अर्पयामि आम्

अस्तु अहम् तत्र अकस्मात् तत्र म मम आपणं प्रति आगन्तः भवत ग्रामिणः अन्यः अस्ति सः अपि पञ्च षट् श्वः प्रातः एव आगन्तुम् इच्छति सः तेन सह एव भवान् अपि आगच्छतु अथवा तस्य याने स्थापयित्वा प्रेषयितुं शक्नोति तस्य दूरवाणी संख्यां वदामि भवान् तस्मै सम्पर्कं करोतु दूरवाणीसंख्यां एकक्षणं एकक्षणं तस् तस्य दूरवाणीसंख्यां स्वीकरोतु तस्य नाम लक्ष्मण इति तस्य संख्या सप्त त्रीणि पञ्च त्रीणि शून्यं पञ्च शून्यं शून्यं दश अहं सूचितवान् इति तं सूचयित्वा तेन सह दूरवाणी सम्भाषणं करोतु श्वः प्रातः आम् अस्तु अस् अस्तु फलं वा अथवा किम् एतत् वा आम्रफलं वा अथवा तत् किम् अवलेहं कर्तुं अस्तु अस्तु तन् अपि तान् अपि प्रेषयतु तानि अपि तेन सह प्रेषयतु अस्तु अस्तु अस्तु आगच्छन्तु